हा हरिः ओम् ह नमस्ते

ह समीचीनं ह गृहम् उपरि अपि अस्ति अधः अपि अस्ति उपरि एकं गृहमस्ति अधः एकं गृहमस्ति एवं गृहद्वयमपि भाटकार्थमेव ददामि भवत्यै भवत्यै उपर् भवत्यै उपरितनं गृहं रोचते अथवा अधस्तनं गृहं रोचते इति आगत्य पश्यतु ह आ अस्तु विस्तीर्णं त्रिंशत् अपि च चत्वारिंशत् प्रकोष्ठाः अधतस्तनगृहे त्रीणि प्रकोष्ठानि सन्ति उपरितनगृहे प्रकोष्ठद्वयमस्ति अपि च स्नानार्थं शौचार्थं व्यवस्था अस्ति उभयत्रापि अपि च विद्युत् गीजर् अस्ति सोलार् पि अस्ति पाकगृहमस्ति समीचीनं अपि च विश्रान्तिगृहे सर्वाव्यवस्थापि अस्ति विश्रान्तिप्रकोष्ठे

अ उभयत्रापि ग्रानैट् भ्रान्तेव स्थापितं ह इन्धनं ह भाटकं भाटकधनं तावत् प्रतिमासं पञ्चदस पञ्चदशसहस्ररूप्यकाणि अधस्तनगृहस्य उपरितनगृहस्य प्रतिमासं द्वादशसहस्ररूप्यकाणि

ह पूर्वं एड्वांस्रूपेण अधस्तन गृहस्य एकलक्षं एकलक्षरूप्यकाणि दे दातव्यानि उपरितनगृहस्य अशीतिसहस्ररूप्यकाणि दातव्यानि आ आगच्छतु कृपया आगच्छतु अन्तः आगच्छतु गृहं पश्यतु हा समीचीनं हुं धन्यवा